आं क्षुद्रं वा बृहत् वा प्रायेणैव विभिन्नेषु कार्येषु मया दोषः कृतः यथा निर्धारितसमये रेलयानानि स्थानं गन्तुम् असमर्थः इति दोषस्य परिहारः अवश्यमेव करणीयः पुनः लेखनकाले मया दोषः क्रियते तत् श्रुतिलेखने परन्तु तदनन्तरं तस्य शुद्धं मया क्रियते व्यवहारेऽपि दोषः जायते तत् तु पुडिहर्तव्यम् इति समीचीनं मन्ये